वस्त् वस्त्रप्रक्षालनार्थं सर्वप्रथमं तु अहं द्रोण्यां जलं पूरयामि तत्र अहं फेनकं चूर्णं फेनकं स्थापयामि सम्यक् रूपेण आलोडनं कृत्वा मलिनवस्त्राणि तत्र स्थापयामि एवं किञ्चित् कालानन्तरम् अनन्तरम् एकम् एकम् वस्त्रं स्वीकृत्य कूर्चिकया सम्यक् रूपेण मार्जनं करोमि मार्जनं कृत्वा शुद्धजलेन प्रक्षालयामि एवं बहिः आतपे तत्र ते स्थापयामि एवं भिन्नर्तुषु ग्रीष्मकालेवं सर्वदा तु एवमेव बहिः एव स्थापयामि परन्तु वर्षा ऋतौ अहं स्ट्याण्ड्मध्ये स्थापयामि एवम् जलस्य अपव्ययः न करोमि सम्यक् रूपेण यथा आवश्यकमस्ति तदेव जलम् अहं स्वीकरोमि वस्त्र प्रक्षालनार्थम्